मम राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः इदानीं तु तावद् नास्ति किन्तु पूर्वं बहु आसीत् तत्र कथमासीत् नाम नळन्दविश्वविद्यालयः इत्यादि इत्यादि विश्वविद्यालयाः बहवः आसन् अस्माकं भरत् भारतदेशे तद् विदेशेषु जनाः विदेशेषु व्यापारार्थं ये आगच्छन्ति अन्ये अन्ये ये ये प्रवासार्थम् आगच्छन्ति यूरोप्तः वा अमेरिकातः वा यू एस् तः वा इत्यादि इत्यादि प्रदेशेषु इत्यादि विषयेपि देशेषु ये ये आगच्छन्ति ते सर्वं दृष्ट्वा अस्माकं संस्कृतप्रभावः बहु वर्तते तद् तद् विषये ज्ञातुं ते बहु जिज्ञासुः आसन् तेऽपि बहवः चीनातः वा इत्यादि इत्यादि सर्वे किं व्यवहारार्थम् आगत्य सर्वं ज्ञानं प्राप्य सम्यक् प्रा सम्यक् प्राप्य तेषां तेषां प्रदेशेषु गत्वा तद्बोधितवन्तः अपि च सद्यः तु संस्कृतस्य प्रभावः नास्ति किन्तु भविष्ये तस्य प्रभावः बहु भव् इष्यति इति उक्त्वा तद्विषये इदानीं किञ्चित् वदामि इदानीं सद्यः तु संस्कृतस्य विषये तावन्तः जनाः न जानन्ति तथापि गुरुकुलरूपेण वा संस्क विश्वाविद्यालयः संस्कृतविश्वाविद्यालयः इत्यादिरूपेण वा पाठशालारूपेण इत्यादि इत्यादि नाम्ना वेदस्य वा मा संस्कृतभाषायाः भाषायाः वा प्रभावः बहु वर्तते